नमस्ते स्विगी अहम् अद्य अड्यार् आनन्दभवन इति उपहारगृहात् पनीर् बिर्यानि एवं दोसा इत्येतत् आर्डर कृतवान् तत्र पनीर् बिर्यानि मध्ये पनीर् एव नासीत् एवम् मसालादोसामध्ये अधिकं तैलम् उपलब्धं मया अतः तयोः उभयोः अपि उपहारयोः रुचिः अपि सम्यक् नासीत्